हरि ओम् ओला एजन्सि वा अहं रम्या होळ्ळा अस्मि विंशतिनिमेषात् पूर्वम् एकं केब् बुक् कृतवती अक्षरतः गमनं पुनः प्राप्तिस्थानम् अस्ति इन्द्रानगर् परन्तु इतोऽपि एतावत् पर्यन्तं केब् न आगतम् इतोऽपि मया प्रतीक्षा न कर्तुं शक्यते अतः कृपया ओला बुकिङ्ग् केन्सल् करणीयम् एतत् रिक्वेस्ट् स्वीकुर्वन्तु धन्यवादः